मम फ्लैट् अस्ति इति हेतोः मया केब् बुक् कृतम् एर्पोर्ट्पर्यन्तं गन्तव्यमासीत् मया दशवादने बुक् कृतम् तत्र टैं दर्शितं सार्धदशवादने इतः पिकप् भवति इति तेन च मम तत्र द्वादशवादने तत्र फ़्लैट् अस्ति आसीत् परन्तु सः केब् ड्रैवर् चालकः विलम्बेन आगतः सः सार्धः एकादशवादने अत्र पिकप् कर्तुम् आगतः अहम् पूर्वमेव मया पूर्वमेव पे कृतमासीत् इदानीं मम फ़्लैट् अपि इदानीं न लभ्यते इतः गन्तुमेव सार्ध एकघण्टा अपेक्षते परन्तु केब् ड्रैवरस्य केप्ट् क्रार् कार्चालकस्य दोषवशात् मम इदानीं फ़्लैट् मिस् जातम् तदर्थम् इदानीम् अहं किं दूषणं करोमि केब् ड्रैवर् इदानीमागतः मया तु पे पूर्वमेव कृतम् अतः तद् पूर्वकृतधनस्य रीफ़ण्ड् प्रत्यर्पणं कुर्वन्तु मम पूर्वमेव फ़्लैट् टिकेट् अपि गतमस्ति इदानीं ततः फ़्लैट् मिस् जातम् इत्यतः तद् टिकेट् धनं वापस् नागच्छति इदानीं भवता दोषवशात् भवतः कारणात् मम फ़्लैट् अपि मिस् जातम् इदानीं केब् प्रति यद् मया पे कृतं तदपि गच्छति चेत् सम्यक् न तस्मात् यद् मया दत्तम् तद् प्रत्यर्पणीयमेव तत् भवतां दोषात् एवं सञ्जातमस्ति तस्मात् रीफ़ण्ड् कर्तव्यमेव